अस्माकं प्रदेशे शिव्मोग्गाप्रदेशे प्रधानतया कृषि इत्युक्ते कदलीफलस्य तथा क्रमुकफलस्य कृषी प्रधानतया अस्ति क्रमुक फलस्य कृषस्य फलम् भोजनार्थं पूजार्थम् अपि तस्य प्रयोजनं भवति अपरः अपि तत्र तदत्र न तण्डुलस्य कृषिः कृषिः कुर्वन्ति जनाः तण्डुलात् अस्माकं भोजनमपि प्राप्यते तत् अस्मिन् प्रदेशे प्रधानतया तण्डुलस्य कृषिः तथा क्रमुकस्य कृषिः तथा कदलीफलस्य कृषिः बहु अस्ति